अहं समीपस्थनगराणि यदा कदापि गच्छामि कुतः इति चेत् तत्र अध्ययनं मया कर्तव्यं भवति अतः तत्र गत्वा अध्ययनं कृत्वा ततः मम गृहं प्रति आगच्छामि ततः एवमेव अपि करोमि